यत् धर्मशास्त्राणां विचारं वदामश्चेत् धर्मशास्त्राणां सम्यक्तया न अवगत् न अवगम्यते चेत् तत्र समस्या आरभ्यते तत्र चतुर्षु वेदेषु अपि यत् यत् विद्वांसाः पठित्वा अध्ययनं कृत्वा धर्मशास्त्राणां निर्माणं कृतवन्तः तत्र यथा उच्यते कानिचन वाक्यानि तद्धर्मशास्त्रं विहाय अपि भवितुं शक्यते तत् विद्वद्भिः चिन्तनीयम् यदि अत्र अधिकारः दीयतां अधिकारः दात्तव्यः अनन्तरं न दात्तव्यः इति पश्यामश्चेत् समयसन्दर्भे यथा लोक् लोकः यथा भवति तदनुसारम् शास्त् शास्त्राणां धर्मेण यत् आचर्यते तत् उत्तमम्